हरि ओम् महोदय आम् महोदय सम्यक् उत्तमम् अस्ति महोदय आम् महोदय सम्यक् समये आगच्छन्ति आम् तद्दिनस्य कार्यं समाप्तम् एव गच्छन्ति कार्यं सम्यक् अपि कुर्वन्ति आम् द्वा दायित्वं सम्यक् एव निर्वहन्ति यदा क्लेशम् अनुभूयिते तदा जेष्ठं कार्यकर्तानां सहायं स्वीकृत्य समायत् समायया परिहारं प्राप्नुवन्ति अस्तु महोदयः प्रगतिः आवलि क् कर् कर्तुः सूचयामि अग्रे न्यूनतया किं कर्तुं शक्यते इति विचिन्त्य आगन्तु सूचयामि

श्व किस्मिन् कस्मिन् समये निषेदनं भविष्यति आम् महोदय मिलामः आम् महोदय धन्यवादः